नमो नमः मोहन महोदय अस्मिन् भोजनालये उत्तमव्यञ्चनानि कथयितुं शक्नुवन्ति वा परिपूर्णः अहं भवता इदानीं यद् इष्टं तत्सर्वम् आदेशयितुम् इच्छामि अहो भोजनसमये न के के डीस् प्रदत्ताः सन्ति अस्तु मम शुनकस्य मेयोडिप् औषधिः जीवित भविष्यति न धन्यवादाः तद्सर्वं भविष्यति अहो देवाः विधाय किमपि स्वादः नास्ति भोजनं बासी अस्ति अहं भोजनालयस्य प्रबन्धकेन सह वक्तुमिच्छामि तं आह्वयतु समस्या अस्ति आम् मया अनुसंशिता आदेशितमासीत् भोजनाय व्यञ्जनानि मया च केवलं बासीभोजनं प्राप्तं विना शङ्कया यत् पेयानि मदनानि च सन्ति किन्तु भोजनं बासी अस्ति रोटिका दुष्टा कुकुट्टाः सम्यक् न पच्यते तथा च रिसोटो केवलं स्थापितः विहाय इव अनुभूयते सम्यक् धन्यवादाः